अयोध्या होटल् वा मम फ्राय्ड् रैस् आवश्यकम् सत्यं सर्वदा कटुः एव भवति अधिककटुः मास्तु महोदय लवणमपि न्यूनं भवतु मधुरं स्थापयन्ति किमर्थं यं मधुरं न इच्छामः किमपि मधुरं न योजयतु किञ्चित् सौम्यरूपेण भवतु सत्यं फ्राय्ड् रैस् सत्यं मौल्यं मौल्यं कियत् भवति प्रेषयतु प्रेषयतु महोदय प्रेषयतु